मम प्रदेशे सामान्यतः सर्वेपि एकं स्वास्थ्यकरं खाद्यं कुर्वन्ति प्रसिद्धञ्च तत् विद्यते तत् च खाद्यं रागीपिष्टस्य गोलं विद्यते इदं खाद्यं अत्रत्यजनाः परम्परया प्राचीनकालात् अपि कुर्वन्तः सन्ति अत्रत्यजनाः महता कष्टेन कृष्यादि कार्याणि कृत्वा जीवनं यापयन्ति इति कारणात् तेभ्यः पौष्टिकस्य आहारस्य अपेक्षा भवति अतः अत्रत्यजनाः सामान्यतः इदं रागीगोलात्मकं खाद्यविशेषं अदन्ति अस्य निर्माणाय रागीधान्यस्य चूर्णं जलं रुच्यर्थं किञ्चित् लवणम् उपयुज्यते प्रथमं तावत् लघुपात्रे किञ्चित् पेयजलं स्वीकृत्य चुल्याः उपरि संस्थाप्यतां तदुत्तरम् जलम् उष्णं भवति चेत् तदा रागीचूर्णं किञ्चित् किञ्चित् स्थापयन् शनैः वृक्षकाष्ठेन किञ्चित् पात्रे विद्यमानं रागीपदार्थं पिण्डीभावं यथा प्राप्नुयात् तथा आलोड्यताम् अनन्तरं पुनः दशतः पञ्चदशनिमेषपर्यन्तं पाक पाकः भवतु इति त्यक्तव्यं अनन्तरं पक्तं चेत् स्थाल्यां निरस्य तं पिष्टं गोलाकारं यथा भवेत् तथा निर्माय क्वथितेन सह भोक्तव्यं तदा जठराग्निः सन्तुष्टो भवति इदमेव मम प्रदेशस्य अत्यन्तप्रसिद् प्रसिद्धं खाद्यम् विद्यते सर्वेपि जनाः प्रतिदिनम् इदम् खादन्ति यतोहि एतेषु दिनेषु सर्वेषु अपि मधुमेहः अधिकरूपेण दृश्यमानं विद्यते अतः स्वास्थ्य संरक्षणार्थम् इदानीं जनेषु जागृतिः उत्पन्ना विद्यते अतः ते सर्वेपि रागीगोलात्मकं खाद्यम् आधिक्येन खादन्ति पुनश्च अत्र ते जनाः विशिष्टं मैसूर्पाकं मैसूर्पाक् इत्यात्मकम् एकं मधु मधुरमपि निर्माय आधिक्येन खादन्ति अतः अत्रत्यप्रदेशः मैसूरु इत्यनेन अपि प्रसिद्धं विद्यते तस्य मधुरस्य नाम अपि मैसूर् पाक् इत्यनेन एव प्रसिद्धं सर्वत्र मैसूर् पाक् अपि जनाः आधिक्येन इच्छन्ति यतोहि तस्य आस्वादनं बहु नाम बहु सर्वेपि इच्छन्ति अतः अत्रत्य मम प्रदेशे सर्वेपि मैसूर् पाक् आधिक्येन स्वीकुर्वन्ति पुनः स्वास्थ्यसंरक्षणार्थं रागीगोलात्मकं विशिष्टं स्वास्थ्यकरं खाद्यं गृहेषु पुनः होटेल् मध्ये अपि अस्य निर्माणं भवति जनाः इदानिं स्वास्थ्यविषये जागृताः सन्ति अतः सर्वेपि इदानीम् अस्य खाद्यस्य चयनं कृत्वा प्रतिदिनं तस्य आहारे योजितवन्तः